तर्हि उष्णकाले सीताफलं कलिङ्ग टर्बुज़् टर्बूज़ादिफलम् अस्ति शीतकाले सीताफलं रामफलम् इत्यादीनि फलमस्ति तर्हि वर्षाकाले नारिकेलफलमस्ति इति सर्वे फलं प्रत्येकस्मिन महा मासे मासे अस्ति